हरि ओं नमस्कारः कुशलिनः वा मम परिवारोपि कुशलं अहम् अद्यत्वे विद्यालये पाठयन्ती अस्मि

मम पाठशालायाः नाम जीवगुरुकुलम्

न महोदय न श्रुतः अत्र विद्यालये पञ्चाशदुत्तर एकशतछात्राः सन्ति आम् अधुना आम् अधुना श्वस्तन धनुर्मासः अस्ति किल श्रीवैष्णवानां धनुर्मासः तत्र श्रिवत्स् श्रीवैष्णवानन्तमहाराजं वर्तते तत्र गोदादेवी किञ्चत् आं महोदय वदतु मम ध्वनिः न आगच्छति वा एवं प्रायशः अत्र सिग्नल् नास्ति अत्र न आगच्छति तत्र गोदादेवी त्रिंशत् पाशुराणि पठितवती सत्यम् आम् आं तत्र गोदादेवी व्रर्तं वयं श्वस्तन श्यामः तत्र भवन्तः अपि आगमिष्यन्ति चेत् प्रतिदिनं सम्यक् भवति न तत्र गोदादेवी स्व सखी स्वीकृत्य ना स भगवतः व्रतः व्रतं करणीयं किल श्रीकृष्णस्य दर्शनं करणीयं श्रीकृष्णः तत्र नन्दगोपस्य गृहे अस्ति तत्र गत्वा तं प्रयत्नतः कृष्णः जागरणीयः अतः सा गोदादेवी प्रतिदिनं एकैकां गोपिकाम् उत्थाप्य हे आगच्छन्तु वयं श्रीकृष्णस्य भगवतः व्रतम् आचराम भगवतस्य भजनं कुर्मः इति एकैकां गोपिकाम् जागर्ष्यति अस्तु आं स्वामिनः पाठयिष् आं स्वामिनः एकैकस्य पाशुरस्य अर्थं बोधयिष्यन्ति छात्रान् अस्तु महोदय अस्तु अवश्यम्